हरि ओम् नमस्ते

इदानीं तत्र भवन्तं द्रष्टुम् आगच्छामि इद इदान् आम् किञ्चित् तत्र कृषिकार्ये व्यस्तो व्यस्तः इदानीं शाकाः सिद्धाः श्वः प्रातः आगन्तुं शक्नोमि किन्तु अत्र शाकानां विषये किञ्चित् स्पष्टीकृत्य आगन्तव्यं वा गन्तव्यं वा इति पश्यामः अस्तु

आम् अहं तु तत्र वार्ताकम् एवञ्च पलाण्डु एवञ्च वृन्ताकः एतादृश शाकात्रयं तत्र सम्वर्धितं मया तत् तत् आनयामि वा

आम् आम् आम् तत् आनयतुं शक्नोमि अस्तु तत् आनयतुं शक्नोमि किन्तु यदि अस्मादेव देशत यदि अन्यः कश्चन आगच्छति चेत् तेन साकम् एव आगन्तुं शक्नोमि तदेव वरं भवति अतः यत्कश्चन अन्यः वर्तते वा शाका

आम् आम्

आम् अत्र मत् मत् चेत् आम्

अस्तु इदानीं मत् क्षेत्रे मत् क्षे मत् क्षेत्रे आम्रफलानि अपि सन्ति तदपि सम्वर्धितं मया अतः यदि तत्र भवताम् आपणे स्थापयितुं शक्यते वा दिनद्वये अथवा दिन दिनत्रयेषु पूर्णतया फलं भवति पक्वं भवति

हा एवम् एवञ्च शाकात्रयम् एवं तत्र आम्रफलं च स्वीकृत्य श्वः आगच्छामि पश्यामः नमांसि